अहं कङ्गेन् शुद्धोदकं नामक जलयन्त्रं स्वीकृतवान् तद्यन्त्रं द्रष्टुमपि बहु सुन्दरमस्ति विद्युत्व्ययः अपि न्यूनः तत्र शुद्ध औषधीयगुणयुक्तशुद्धजलम् आगच्छति तथैव क्षारजलमागच्छति तथैव परिशुद्धजलमपि आगच्छति एतादृशरीत्या तत्र भिन्नभिन्नप्रकाराः वर्तन्ते तस्य पानेन अस्माकं रोगरुजिनाः सन्ति चेदपि वयं ततः निवारिताः भवामः इति तत्र जलयन्त्रस्य निर्माणं ये कृतवन्तः तैः तेषां कथनम्